त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य नवेम्बर् मासस्य चतुर्विंशति दिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य द्वादशदिनाङ्कः षन्नवत्यधिक नव शतोत्तर एकसहस्र तमवर्षस्य अगस्त् मासस्य पञ्चविंशतिदिनाङ्कः द्विनवत्यधिक नवशतोत्तर एकसहस्रतमवर्षस्य जुलै मासस्य द्वादशदिनाङ्कः नवनवत्यधिक नव शतोत्तर शतोत्तर नवसहस्रतमवर्षस्य नवममासस्य नवमदिनाङ्कः